हरिः ओम् ऊबर् वा ऊबर् खलु हा भवतः नाम किं रमेशः खलु हा अहम् अत्र शारदाविलास्स्कूल्समीपे स्थितः कुत्र अस्ति भवान् ओ हो तथा वा भवान् अग्रे गतः पृष्ठे आगच्छतु तत्र अश्वत्थवृक्षः विद्यते ततः कश्चन दूरे अस्ति अस्माकं स्थानं सुदर्शनसौहार्द विद्यते दृष्टं वा भवता न वा अस्तु तत्र पार्श्वे देवालयः विद्यते तस्य पार्श्वे एव अहं स्थितः अत्र आगच्छतु शीघ्रतया किमर्थं विलम्बं करोति